नमः बोल् नमो नमः महोदयः अहं प्रमोदः देश्पाण्डे वदामि नागः हा हा अहम् इदानीं पञ्च षष्टिवर्षः किञ्चित् वृद्धाकाले तु आरम्भः किन्तु एकम् इच्छामि मम प्रापर्टि इत्युक्ते एतत् सर्वं वर्धनमध्ये अस्ति हा मम गृहं हा गृहं क्षेत्रं यत्र सर्वं कृषिक्षेत्रमपि अस्ति भूखण्डाः अपि सन्ति एकः एतद् अहं तु वारं वारं वर्धां न गन्तुं शक्नोमि मम मम पुत्रः अस्ति सः एव सर्वम् एतत् व्यवहारः पश्यति इदानीम् अहं चिन्तयामि तं मं पुत्रं सर्वम् अधिकारं दातुं शक्नोमि वा आम् आम् आम् आ हा एवम् एतद् सर्वं वर्धां करणीयं वा नाग्पुरे एव वा कर्तुं शक्नुमः वयं समीचीनं नाग्पुरमध्ये कर्तुं तु न निवासः हा एवं वा अस्तु सत्यं तत्तु स्वकारणेन भवति अहम् एकवारम् आगतवान् वयं मेलिष्यामः अनन्तरं न कृपया हा हा तत्तु जनाः प्रताप्नगरं जनाः

कदा कदा आगन्तुं शक्नोमि

हा हा तर्हि श्वः सार्धं श्वः सार्धनववादने अहमागन्तुं शक्नोमि वा पुत्रः मम सह मम पुत्रः अपि आवश्यकः पुत्रमानयामि वा हा हा एवं हा आं श्वः सार्धनववादने आगमिष्यामि सर्वम् आं धन्यवादः